शालायां मम इष्टतमविषयो आसीत् इतिहासः इति इतिहासः मम अतीव प्रियविषयः आसीत् तदानीन्तनकाले अस्माकं शिक्षिका पाटिलमहोदया अस्माकम् इतिहासं पाठयति स्म तदा छत्रपतिशिवाजीमहाराजस्य इतिहासः मुगुलानाम् इतिहासः ब्रिटिशानाम् इतिहासः प्राचीनतमः इतिहासः तथा च आधुनिकः इतिहासः य इत्येतत् प्रकाराः वर्तन्ते वर्तन्ते स्म तर्हि सा महोदया अतीव चारुतया अस्माकं पाठयति स्म तस्मात् कारणात् इतिहासविषये मम रुचिः प्रादुर्भूता यदाहम् षष्टकक्षायामासम् तद् रुचिः अग्रे अग्रे भूत्वा मम ग्राजुयेशन् पर्यन्तम् आसीत् इतिहासो विषयः अतः इतिहासविषये मम प्रियतमः सब्जेक्ट् वर्तते मराठाणाम् इतिहासः तस्मिन् तस्मिन्नपि विशेष विषये श शिवाजीमहाराजः इत्येषाम् इत्येतेषाम् इतिहासः अतीव स्फूर्तिदायकः वर्तते